नमस्ते नमस्ते महोदय बेङ्ग्ळूर् तः चन्नै पर्यन्तं गमनार्थं लोकयानानि सन्ति वा इति ज्ञातुमिच्छामि

समये प्रस्थानं कर्तुं

अस्तु अस्तु च चन्नै प्रापण प्रापणसमयः अपि समये भविष्यति वा

अस्तु अस्तु चार्जस् ज्ञातुं शक्यते वा

कति दिनात् पूर्वं रिजिस्टर् अथवा बुक्किङ्ग् करणीयम् इति अस्ति वा अस्तु तद् पर्याप्तं खलु अस्तु अस्तु अस्तु अस्तु महोदय तावदेव धन्यवादः